एवम् अस्माकं ग्रामे विद्यालये उत्तमव्यवस्थाः एव सन्ति तत्र च ज्येष्ठाः उक्त्वा कारितवन्तश्च ग्रामे तु विद्यालये पालकाः पोषकाः आगत्य अपि कार्याणि कुर्वन्ति अतः ग्रामे कापि समस्या नास्ति विद्यालयेषु छात्राः अपि तथैव सन्ति उत्तमानि एव कार्याणि कुर्वन्ति तत्र च उत्पीठिकायाः विषये वा भवतु आसन्दस्य विषये वा भवतु ते च महान्तम् आदरं दत्वा सर्वं पूरयन्ति तेन च अस्माकमपि आनन्दः यत् अस्माभिः कदाचित् विद्यालयः गम्यते चेदपि उत्तमपरिसरः द्रष्टुं शक्यते अतः कोपि क्लेशः नास्ति